अहम् इदमिदानीमेव आन्लैन् माध्यमेन स्वीकृतवान् रूम् हीटर् तत् तावत् बहु सम्यक् अस्ति सुन्दरमप्यस्ति पुनश्च अल्पेन अल्पविस्तारकः अस्ति तद् उपयुज्य अत्र शैत्यप्रभावेन अहं तत् स्वीकृतवान् आसं बहु सम्यक् अस्ति बहु उत्तमतया कार्यं करोति सौण्ड्लेस् अस्ति सौण्ड् प्रूफ़् अपि अस्ति वितौट् एलेट्रिक् सर्क्यूट् अपि अस्ति शाक् न विद्युत् सः सञ्चारः न भवति किन्तु बहु सम्यक् अस्ति